वेद चतुर्वेदेषु अङ्गाः षडङ्गाः अस्ति तत्र षडङ्गज्योतिषं ज्योतिषशास्त्रं निरुक्तशास्त्रं उपनिषद् निरुक्तं ज्योतिषं तथा मीमांसा इत्यादि षड् अङ्गानि सन्ति तेषु वेदा तु वेदे किं किम् अस्ति इति वेदविचारं विमर्शनं कर्तुम् शक्यते तत्र वेद वेदः केवलं देवताराधनार्थं वेदः उपयुक्तं भवति देवतानुष्ठानार्थं प्रकृति प्रकृतेः किं किं विकोपाः भवति तत् विनाशनार्थं वेदः पुरस्चरणम् करणीयम् इति भवति वेदात् यज्ञादिकं कर्तुमपि भवति तत् कथं करणीयम् इति ज्योतिषशास्त्रात् निरुक्तशास्त्रात् मीमांसशास्त्रात् उपदिच् उपनिषत्सु स्वीकृत्य तत्र वेदे किं किम् अस्ति किं किं करणीयं कदा करणीयम् एतत् सर्वं विषयं प्राप्य तत्तत् कार्यं कर्तुं सहाय्यं भवति तदर्थं वेदाङ्गे वेदाङ्गस्य उपयुक्तः भिन्नाः भवति वेदस्य उपयुक्ताः भिन्नं भवति वेदस्य वेदपुरस्चरणात् प्रकृतेः शुद्धिः भवति प्रकृतेः अनेकानेकाः सत्फलं प्राप्यते तत् वेद उपयोगं किं कथं करणीयम् इति वेदाङ्ग वेदाङ्गानां विषयः प्राप्यते वेदाङ्गानां विषयं प्राप्य वेदस्य अर्थम् स्मृत्या धार्मिक अनुष्ठानादिकं अध्ययनञ्च कर्तुम् भविष्यति तदर्थं वेदाङ्गाणाम् अध्ययनं वेद अध्ययनात् भिन्नं भवति इति शम्